मया ट्रिबिट् इत्यस्य ध्वनियन्त्रं क्रीतमासीत् तत् प्रायः मासद्वयात् उपयोगः तस्य करोमि तस्मिन् वस्तुतः तस्य बेट्री बेकप् ट्वेण्टि फ़ोर् हवर् इति बहुसमीचीनम् अस्ति अस्मिन् प्रायः यत्र अस्मिन् व्यये यत् स्पीकर्स् प्राप्यते तत्र एतावत् कोऽपि न ददाति अन्ये एवम् अस्य है लो एवं मिड् टोन्स् यद् वर्तते तदपि समीचीनमेव वर्तते बेस् अपि समीचीनतया श्रूयते एवञ्च प्रत्येकम् उपकरणानि तत्र पृथक् पृथक् समीचीनतया अस्माभिः श्रोतुं शक्नुवन्ति तस्मात् एतद् एतद् निमितम् अहं फ़ैव् स्टार् दातुमिच्छामि